मम प्रदेशे सामान्यतया जनाः कृषकाः स्सन्ति एवम् उद्योगिनः अपि सन्ति स्व उद्योगिनः अपि सन्ति आत्मनिर्भराः अपि सन्ति तत्र सर्वकारीय उद्योगे ये च सन्ति तेषां कथा भिन्ना परन्तु ये कृषकाः स्सन्ति अथवा व्यवसायिनः सन्ति कृषकाः कृषिं कृत्वा

व्यवसायं कुर्वन्ति तेन अर्थव्यवस्था एवं या जीवनशैली अस्ति सा प्रभाविता भवति तत्र जीवनशैल्यां तु ऋत्वनुगुणं ते कृषिकार्यं कुर्वन्ति तत्र यद्यद् उत्पद्यते तेन जीवननिर्वहणं भवति एवं ये स्व उद्योगिनस्सन्ति व्यवसायिनः सन्ति ते विविधाः विविधव्यवसायान् कृत्वा धनम् अर्जयन्ति ते टेक्स् इत्यादिकं यच्छन्ति धनम् अर्जयन्ति इत्यतः अर्थव्यवस्थायां जीवनशैल्यां च तेषां योगदानं भवति